अहं चन्नैनगरे हृदयस्ते कोडम्बाकं प्रदेशे अस्मि एषः प्रदेशः टिनगरम् इति व्यापारिक प्रदेशस्य समीपम् अस्ति अत्र बहुनि आपणानि सन्ति बिस्नेस् सेण्टर् इति भवति अतः पर्वकालेषु दीपावलिः पोङ्गलः आदि पर्वकालेषु मार्गेषु यानगतागत सम्मर्दः सम्मर्दः अधिकं भवति वृष्टिकाले क्वचित् जलप्लावः अपि भवति तु हि म मार्गाणां समीकरणं सम्यक् नास्ति एवम् सर्वदा यानानाम् पाण्ड् इत्यस्य मुखरितं भवति